मम गृहे विद्युद्दीपाः विद्युत् व्यजनानि चलवाण्यः अङ्कसङ्गणकानि विद्युत् पेषकम् विद्युत्मिश्रकं शीतकं वस्त्रक्षालनयन्त्रम् अङ्कसङ्गणकानि च सन्ति बहु कालात् पूर्वमेव एतान् सर्वान् क्रीतवन्तः किमर्थं नाम वयम् आधुनिककाले बहुलं किं वक्तव्यं बहुलस्तरभवनेषु एव जीवनं कुर्मः तत्र साधारण शिरापेषकं मिश्रकम् एवम् तान् सर्वान् तत्र स्थापितुं न शक्नुमः वस्त्रक्षालनमपि तत्र कष्टमेव भवति एवं तत्र शिलां संस्थाप्य वयम् वस्त्राणि क्षालयितुं न शक्नुमः आधुनिककाले अस्माकं तत्र वाटिका नास्ति सस्यं कर्तुमेव न शक्नुमः दशपञ्चदश किलोमीटर्पर्यन्तं गत्वा एव वयम् शाकानि अपि क्रेष्यामः तावद्दूरं प्रतिदिनं गन्तुमपि न शक्नुमः अतः एव शीतकयन्त्रस्य आवश्यकता अस्ति अपि च दूरदर्शनम् आर्यपुत्रायातीव रोचते पुत्राय अपि तत्र वयं वार्ताः ज्ञातुं शक्नुमः विश्वे किं भवति झटिति ज्ञातुम् इच्छामः चेत् तत्र दूरदर्शनस्य आवश्यकता भवति

वयम् आधुनिककाले वयम् अस्माकम् आवश्यकता भवति यन्त्रं विद्युत् यन्त्राणाम् अतः एव वयमपि क्रीतवन्तः